मम प्रदेशे विभिन्नसमुदायानां मध्ये एकताम् आनेतुं इदानीं मया अनुभूतं यत् तन्त्रज्ञानं साधनरूपेण सम्यक् कार्यं करोति यतो हि कश्चित् सन्देशः भवतु सूचना वा भवतु यदा काचित् दुर्घटना स् भवति काचित् उत्पीडनं भवति समस्या वा भवति समुदायविशेषस्य तर्हि झटिति एव अनुपदमेव तत् सम्प्रेषणं भवति तन्त्रज्ञानं साधनं कृत्वैव अतः तन्त्रज्ञानम् अवश्यम् इदानीम् अस्मिन् युगे अस्मिन् समये साधनरूपेण एकते एकताम् आनेतुं विभिन्नसमुदायानां मध्ये सम्यक् कार्यं करोति इति वक्तुं शक्यते एवं च वेश्ट् नोर्त् ईश्ट् इत्यादिद्वारा इत्यादि उपाधिद्वारा यः भेदः अस्ति जनानां मध्ये तदपि दूरीभवति एवं च समुदायविशेषस्य उपरि सामाजिकमाध्यमेषु उत्पीडनं द्वेषप्रसारणं भवति एव यतो हि यदि किञ्चित् पदार्थः वर्तते साधनम् अस्ति विशेषतः किञ्चित् यदि साधनम् अस्ति तर्हि साधनस्य उपयोगः दुरुपयोगः इति उभयथा अपि इ भवति अतः यथा उपयोगः भवति तथापि ये दुष्टाः सन्ति ते तस्य दुरुपयोगं कृत्वा उत्पीडनं द्वेषप्रसारणम् अपि कुर्वन्ति परन्तु तत् तदुपरि अस्माकं यः सर्वकारः वर्तते स सर् तेनापि सम्यक् तत्र दण्डव्यवस्था निर्धारिता वर्तते